पाकशालायां शौचालये च कीटानां तैलपस्य च उपटलं बहु विद्यते तेषाम् आधिक्ये आरोग्यस्यापि बहु हानिकारकं भवति ते अस्माकम् आहारादिषु उपविश्य आहारं मलिनं कुर्वन्ति तथा भवति चेत् अस्माकम् आरोग्यार्थं बहु दुष्करं भवति अतः तेषां निर्मूलनं बहु आवश्यकम् अस्ति यद्यपि अद्यतनदिनेषु रासायनिकादीन् मिलित्वा हार्पिक् डेटाल् इत्यादीनां निर्व निर्माणं कृतम् अस्ति किन्तु तेषाम् अधिकतया प्रयोगेन अस्माकम् आरोग्ये अपि परिणामं भवति अतः आधुनिकरसायनिकानां प्रयोगः सम्यक् न भवति अतः यदि वयं अस्माकं पूर्वजाः यानि उपायानि कृत्वा तेषां निवारणं कुर्वन्ति स्म इति ज्ञायते चेत् तस्य प्रयोगेन कीटानां तथा तैलपस्य च निवारणं कर्तुं शक्यते नो चेत् एवमेव अद्यतन आधुनिकरीत्या एव निवारणं कुर्यात्